मम इष्टतमं पर्यटनस्थानं भवति केरळा तत्रापि मुन्नार् इति एकं स्थानं भवति अहं तत्र गन्तुं बहु इच्छा अस्ति तत्र गन्तव्यम् इति जीवने एकवारं वा तत्र गन्तव्यम् इति इच्छा अस्ति किमर्थं नाम तत्र प्रकृते सौन्दर्यं सम्यक् भवति परिसरेषु जलं वृक्षाः पक्षीणां किलकिलरावाः इत्यादि बहु सम्यक् भवति मनः प्रशान्तः भवति तस्मिन् स्थाने वयं गच्छामः चेत् अन्य डिस्टर्बेन्सस् न भवन्ति प्रकृतेः सौन्दर्यम् वयम् आस्वादययितुं शक्नुमः अनन्तरं वृक्षस्य उपरी एकं गृहं निर्माणं भवति तत्र तदपि अहं बहु इच्छामि अहम् एतावत् पर्यन्तं गूगल् मध्ये एव दृष्टवती तादृशं परन्तु गूगल् मध्ये अहं दृष्टवती मुन्नार् मद्ये एवं भवति इति अतः जीवने एकवारं वा तत्र अवश्यं गच्छामि